अहं यशवन्त्पुरतः बेङ्गलूरुनगरं प्रति आगन्तुम् इच्छामि अतः तत्र आगन्तुं किमपि वाहनव्यवस्था वर्तते वा इति अन्विष्यन् अस्मि तत्र आटो मिनि कार् अर्थात् चतुश्चक्रिका त्रिचक्रिका अपि च द्विचक्रिका अपि इदानीन्तनकाले उपपद्यते उप लभ्यमानमस्ति तस्मात् ओला विषये सम्यक् अभिमतम् अस्माकं वर्तते इति तर्हि किं तद् तस्य प्रैस् भवेत् इति तत्र तु फ़िफ़्टि सिक्स्टि एवं कदाचित् शतं कदाचित् पञ्चसहस्रमपि तस्य मौल्यं गच्छतु